अन्धविश्वासः तु ब समीचीनं नास्ति विषयः कापि कापि असि अस्तु किन्तु अन्धविश्वासः एतत्तु सम्यक् नास्ति कोपि जनः अन्धविश्वासः न कुर्यात् इति योग्यमस्ति धार्मिक अन्धविश्वासः अस्ति तर्हि धार्मिक अन्धविश्वासः इत्युक्ते इत्युक्ते किं वदामः धार्मिक अन्धविश्वासः इत्युक्ते अस्माकं धर्मः किमस्ति धर्मः इति किमस्ति धर्मः धर्मो रक्षति धर्मः वयं धर्मस्य विषये किं जानाति एतद्विषये प्रथमं चिन्तनं कुर्यात् तत्पश्चात् धर्मः धर्मविषये यदा चिन्तनं कुर्व करोति सर्वे जनः तु तदा एव ते सम्यक्तया ज्ञातुं शक्नोति धर्मः किमस्ति यदि अस्माकं यद्धर्मः अस्ति धर्मः मनुष्यधर्मः इति तु सर्वे सर्वश्रेष्ठधर्मः म् मानवः मानवस्य प्रति म् मानवता पूर्वकं स्वस्य किं वदामः आचरणं कर्तुं करोति कर्तुं शक्यते तर्हि बहु सम्यक् अस्माकं देशे यदि एवं प्रकारेण धर्मस्य व्याख्या भवति तर्हि सर्वं स् सरलतया प्रचलन्ति किन्तु जनः एवं न चिन्तयति जनः चिन्तयति अस्माकं धर्मः मम धर्म हिन्दुधर्मः मुस्लिम् धर्मः वा म किं वदामः क्रिश्छन् धर्मः वा एतद्धर्मस्य व्याख्या नास्ति एस् अस्मिन् विषये जनः भिन्नभिन्नचिन्तनं करोति यत् न करणीयं तत् करोति अतः ते सम्यक्तया जीवनं यापनं न करोति एव एकः एकः तु अन्यस्य प्रति सम्यक् भावः नास्ति मम धर्मः श्रेष्ठः इति तस्य चिन्तनं करोति अतः ते अन्यजनानां प्रति सम्यक् भावना मनसि न निर्माणं कर्तुं शक्नोति किन्तु यदि सर्वे सर्वधर्मः समानः अस्ति प्रत्येकश्चन अपि स्व स्वधर्मस्य रक्षणं करोति स्वधर्मस्य पालनं करोति स्वधर्मस्य एव निश्चयेन कार्यं करोति तर्हि चिन्ता नास्ति सर्वं सम्यक् भविष्यति एव ए ए जन जनानां व्यवहारः अपि सम्यक् भविष्यति